अहं योगविषये पठितुं बहु इच्छामि यतोहि योगविषये बहवः विषयाः सन्ति एवं योगकरणेन अस्माकं शरीरं स्वास्थं भवति यथा उक्तमस्ति यावद्वायुस्तितो देहे तावद्जीवनमुच्यते मरणं तस्य निष्क्रान्ते ततो वायु निरोधयेत् अस्माकं शरीरे यावत्पर्यन्तं वायु सन् वायु स अस्ति तावत्पर्यन्तम् एव अस्माकं शरिरं भवति तर्हि तावत् तावत् शरिरं तिष्ठन् तिष्ठकारण तिष्ठनं कारणात् एव अस्माभिः कार्यं करणीयं भवति तर्हि योग एव मूलकारणं भवति तर्हि अहं सर्वदा इच्छामि योगः पठितुं नमस्कारः